नमस्कारः मम क्षेत्रे अपराधाः तु भवन्ति सामान्यतया कदाचित् विशेषतया अपि भवन्ति तद् यदि वयं पश्यामः चेत् अपराधाः तु सर्वत्र एव भवन्ति सामान्यतया पश्यामः चेत् तत् परिमाणः कदाचित् गम्भीरतया भवति कदाचित् सामान्यतया अपि भवन्ति परन्तु अधिकाधिकं पश्यामः चेत् अपराधं कृत्वा अपि बहिः ते सन्ति आनन्देन अत्र तत्र गच्छन्ति आगच्छन्ति किन्तु एतत्तु वक्तुं न शक्नुमः दारिद्र्येण तथा च निरुद्योगेन एव इदं कारणम् अस्ति सः अपराधं करोति एवम् अपि द्रष्टुं शक्नुमः सः बहु धनवान् अस्ति परन्तु तथापि अपराधं करोति तस्य मूलकारणमस्ति स्वस्य आधिपत्यं विस्तारः कर्तुम् इत्येव तेषाम् आशयः आकाङ्क्षा वयं यदि अन्ताराष्ट्रियमञ्चे पश्यामः चेत् अपि यथा अमेरिका अन्यान्यदेशे गत्वा कमपि कामपि मारयन्ति तस्य विरुद्धं केऽपि न गच्छन्ति इति सत्यमेव परन्तु यदि लघुदेशः निर्धनदेशः यदि तस्य देशस्य केऽपि अपराधं मारन् मारयन्ति चेत् केऽपि प्रश्नम् उत्थापयन्ति तथैव स्वग्रामे एव स्वदेशे एव स्वराज्ये एव भवन्ति